अहं आन्लैन् मध्ये मम शिशोः कृते अहं शूस् पादरक्षाः किञ्च युतकम् आर्डर् कृतवानासम् तत् प्राप्तमस्ति अस्य युतकस्य क्वालिटि बहु उत्तमम् उत्कृष्टं वर्तते धनमपि अधिकं नास्ति न्यूनं वर्तते अतः निश्चयेन सर्वैः स्वीकर्तुं शक्यते पादरक्षा अपि बहु सम्यक् अस्ति मम शिशुः अत्यन्तं सन्तोषेण धृतवान् अस्ति एवं धृत्वा सः इतस्ततः अटति शब्दः अपि कश्चन आयाति अतः तस्य महान् सन्तोषः अपि जातः युतकस्य कलर् अपि वर्णः अपि अत्यन्तं सम्यक् वर्तते अत्यन्तम् आकर्षकं वर्तते सर्वे अपि मम पत्नी मम पिता मम माता सर्वेपि अत्यन्तम् आनन्देन इदं स्वीकृतवन्तः